प्रथमात्र जिज्ञासा अस्ति लेखनार्थं विषयान् अहं कथं प्राप्नोमि इति एवम् अस्ति प्रायेण इत्थं भवति सर्वदा यत् येषु वर्षेषु मया लेखिताः लेखाः के इति बहवो हि जानन्ति माध्यमक्षेत्रे विद्यमानाः मज्जनाः ते अपि जानन्ति तद्विषय आधारेण एव ते लेखान् पृच्छन्ति प्रायः उदाहरणार्थम् एकं वदामि उदयवाणी इति काचित् पत्रिका तस्यां पत्रिकायां नूतनतया कश्चन लेखः पृष्टः अस्ति तस्य विषयः अस्ति रामः कथं धर्ममूर्तिः इति नाम ये मत्समीपे लेखन् पृच्छन्ति ते अपि जानन्ति एषः कस्मिन् विषये लेखान् लेखितुम् अर्हति इति प्रायः लेखानाम् अयमेव स्फूर्ति इदमेव स्फूर्ति स्रोतः भवति विषयान्वेषणं तु यदि मया एव लेखः लेखनीयः तर्हि तु मम प्रेरणा भवति इतिहासस्य विषयः इतिहासं स्वीकृत्य अद्यकाले अस्माकं काले इतिहासस्य प्रभावः कथमस्ति अपि च इतिहासस्य विस्मरणेन अस्माकं समाजे का दुस्थितिः अस्माभिः प्राप्यमाणा अस्ति इत्येतद्विषये मम चिन्तनं बहुधा प्रवर्तते पूर्वस्मिन् कश्चन कस्मिंश्चित् काले प्रकृतिम् आधारीकृत्य लेखाः लिख्यन्ते स्म कविताः लेख्यन्ते स्म अधुना तु तथा प्रवृत्तिर्नास्ति प्रायः सः कालः गतः इति भाति अधुना तु चिन्तनं किञ्चित् गाडं भवति इतिहासविचारः एवञ्च तत्त्वशास्त्रस्यापि विचारः मह्यं बहुरोचते भारतीयतत्त्वशास्त्रं कथं भारते दर्शनानि समुद्भूतानि दर्शनकर्तारः कथं भारतजीवनं निरूपितवन्तः एतत् सर्वं विषयम् आधारीकृत्य अहं लेखान् लिखामि समाजः मम चिन्तनस्य बहु मुख्यः विचारः समाजं ये विचाराः प्रभावयन्ति ते सर्वेपि विचाराः मम लेखस्य विषयाः भवन्त्येव तत्र उपायः लेखस्य विषय अन्वेषणे उपायः इत्युक्ते अहम् इत्थं भावयामि केचन विचाराः एवं वातावरणे भवन्ति इति नाम समानरूपेण ये चिन्तयन्ति तेषां मनस्सु समानानि चिन्तनानि समाने काले एव उद्भवन्ति इति मम कश्चन अनुभवः अस्ति एवम् एतद्विषये इत्थमेव वक्तुं शक्नोमि